हरि ओम् तत्र रिलेजस् रीयल् रीयलिस्टेट् एजण्ट् वा आम् अस्मभ्यं गृहम् एकं अपेक्षितम् आसीत् तदर्थं तत्र समीचिन प्रदेशयुक्तगृहमपेक्षितं हा हा तत्र गार्डन् इत्यादिकं परिसरः अपि समीचिनः स्यात् हा अपि च वृक्षादिकं भवति चेत् उत्तमम् हा नगरप्रप्रदेशात् किञ्चित् बहिः भवेत् दूरं भवेत् हा सः शक्यते शक्यते हा हा नगरप्रदेशात् दूरम् अपेक्षितम् न न न न किमपि न भवति चेत् इतोऽपि उत्तमम् हा तत्र गृहं कथम् अस्ति इत्यपि अपेक्षितम् अस्मभ्यं टू बि हेच् के अपेक्षितम् अस्ति वा तत् सर्वं सुव्यवस्थितं वर्तते वा तत्र वोर्ड्रोप् इत्यादिकं तत्र वस्त्रसंस्थापनार्थं सम्यक् अस्ति वा शोकेस् ओ एवं वा अस्तु तर्हि आम् तर्हि वयं एकदा पश्यामः हा इदानिं अद्य शुक्रवासरः खलु हा वयं रविवासरे आदित्यवासरे आगच्छामः हा तदा मम वित्तकोश वित्तकोशोऽपि न भवति बेंक् हं हा अतः तदा एव आगच्छामि हा तर्हि धनं कियत् भवति अस्य कृते न इदानीं किञ्चित् वदन्ति चेत् अस्माकं धनपरिमितिः भवति खलु भवन्तः वदन्ति चेत् अनन्तरं वयं हा अस्मभ्यं शक्यं वरं इति भासते चेत् वयं द्रष्टुं आगच्छामः अन्यथा अन्यत्र वयं पश्यामः ओ एकमासस्य कृते दशसहस्रं वा तत् संपूर्णतया अस्मभ्यं एव स्विक्रियते चेत् हा

ओ तर्हि अहं एकदा गृहे गृहजनैः साकं सम्भाष्य एकवारं दृष्ट्वा अनन्तरं कथयिष्यामि अस्तु तर्हि आदित्यवासरे पुनः अहं दूरवाणिं करोमि अस्तु राम्राम्